मम प्रदेशे भिन्नाः सांस्कृतिकसमुदायाः वसन्ति परन्तु कति इति वक्तुं न शक्नोमि भिन्नाः सन्ति एव परन्तु देवालये वा किमपि उत्सवं भवति रथोत्सवं भवति तदा सर्वे तत्र एकत्र समागच्छन्ति किल एकत्र आगच्छन्ति तदा ते भिन्नाः अहं भिन्ना इति न कदापि न भासते ते अपि देवदर्शनाय आगच्छन्ति अहमपि देवदर्शनाय गच्छामि अहं प्रदक्षिणं कृत्वा प्रसादं वा तीर्तं स्वीकृत्य गच्छामि ते अपि तथैव परन्तु याचनविषये किमपि भिन्नः भिन्नः स्युः तदेव भेदः इति वदामि अस्माकं प्रदेशे विनायकचतुर्थी बहु विजृम्भेन आचरन्ति तदनन्तरं सामूहिकसत्यनारायणपूजा भवति तदनन्तरं किम् शनिपूजा भवति तदा सर्वे ग्रामस्थजनाः सर्वे मिलित्वा एकमत्या आचरणं कुर्वन्ति तदा कदापि न भासते वयं सर्वे भिन्नाः इति यदा अस्माकं गृहे किमपि भजनकार्यक्रमं भवति पूजा कार्यक्रमं भवति तदा अपि ते सर्वे आगत्य अस्माकं कार्यक्रमे भागं गृह्णन्ति अतः ते भिन्नाः इति न भासन्ते एव केवल भाषा भिन्ना परन्तु लघु लघु विषये किमपि भेदः स्यात् परन्तु आहत्य बहु बृहद् किमपि भिन्नः इति न वक्तुं शक्नोमि